मम प्रदेशे जनाः विभिन्नासु वृत्तिषु नियुक्ताः सन्ति शिक्षणक्षेत्रे व्यापारक्षेत्रे उद्दोगक्षेत्रे आरोग्यक्षेत्रे कृषिक्षेत्रे सेवाक्षेत्रे इत्येवं जनाः विभिन्नासु वृत्तिषु नियुक्ताः दृश्यन्ते एका वृत्तिः अपरां वृत्तिं सहकरोति उदाहरणार्थं कृषकेन यत् उत्पाद्यं लब्धं तेन उत्पादेन व्यापारव्यवहाराः अत्यन्तम् उपकृताः भवन्ति व्यापारे विद्यमानाः वित्तकोषस्य व्यवहारे सहकुर्वन्ति शिक्षणक्षेत्रम् आरोग्यक्षेत्रं सर्वं क्षेत्रमपि अन्येनक्षेत्रेण सह सम्बद्धम् अस्ति एवं जीवनशैली अस्माकं समग्रव्यवस्थाम् आश्रित्य एव वर्तते इति न पुनः वक्तव्यम् अस्ति सर्वाः वृत्तयः सर्वे जनाः च परस्पर आधानप्रधानरूपेण परस्पर आवलम्बनेन स्वजीवनं यापयितुं सुलभेन शक्नुवन्ति एवम् एका वृत्तिः अपरा वृत्तिं न केवलम् आश्रयते अपि तु परिपोषयति सम्वर्धयति च